भवतां आपणात् यदा अंगुलीयकं पाक् कृत्वा स्वीकृतम् आसीत् तदा सम्यक् एव आसीत् परन्तु यदा अहं मम मित्रस्य कृते दातुं गता आसम् तदा तद् अर्धं पाक् कृतं नष्टं जातम् अतः इतः परं अयं अंशः परिवर्तयितुं शक्यः इति भाति यदा पाक् क्रियते तदा एव सम्यक् पाक् कृत्वा दीयते चेत् वरम् इति वक्तव्यम्